हरि ओम् कीर्तिभट् लायर् वा मम नाम रञ्जनी इति अत्र किञ्चित् केस् विषये वक्तव्यम् आसीत् अतः समयः वर्तते वा भवताम् मम तु तत्र केस् एवं वर्तते मम गृहस्य उपरि केचन केस् स्थापितवन्तः सन्ति तद्विरुद्धं मया किञ्चित् वक्तव्यम् अतः तद्विषये कर्तव्यम् आमामामाम् एवम् तत्र तदेव वस्तुतः स्थानमस्माकमेव आसीत् किन्तु ते अधुना तत् स्थानम् अस्माकम् इति वदन्तः सन्ति तस्मात् यथा तत् स्थानम् अस्माकं स्यात् तथा अस्माभिः रक्षणीयम् अस्ति अतः मम समीपे सर्वमपि डाक्युमेण्ट्स् वर्तते एव अतः तत् सर्वम् अहं दातुं शक्नोमि पुनश्च अन्यत् किमपि अपेक्षितं चेत् भवन्तः वदन्तु हा मम पितुः सकाशादेव आगतम् यः केस् स्थापितवान् अस्ति सः मम अग्रजः एव आम् सा इदानीम् अस्ति आम् अस्ति ग्रामे अस्ति किन्तु ते एवं भूमेः भागं कृतवन्तः सन्ति न तु इदम् एव औ एतस्य कृते एव एतस्याः कृते एव इति अतः तत्र क्लेशः अस्ति वा इति भाति अतः किं कर्तव्यम् इति न ज्ञायमानम् भवन्तः एव किमपि कुर्युः यतोहि तत् स्थानं मह्यमेव अपेक्षते आ किम् न न सः एकः एव अग्रजः हा हा हा हा आमामाम् तथैव करोमि

एवं तथैव अस्तु तर्हि आम् कदा भवतां विरामः वर्तते तद्दिने अहम् आगच्छामि कदा भवितुमर्हति अस्तु तर्हि अहमेकवारं सम्पर्कं कृत्वा आगमिष् आग् आगच्छामि आम् न विस्मरन्तु मम केस् किञ्चित् पश्यन्तु

आम् अपेक्षितं चेत् मया धनादिकं दीयते आमामाम् अस्तु धन्यवादाः महोदयः ह्म् अस्तु आमाम् आमामाम्